हरिः ओं नमः नमः अहं दीपशीखा वदामि अहं बनारस् आगन्तुमिच्छामि तत्र होटेल् मिलति वा अहं श्वः आगन्तुमिच्छामि तत्र होटेल् का अस्तु अहं टू सिटर् ए सि रूम् इच्छामि आम् अस्तु तत्र भोजनमपि मिलति वा अस्तु स्वल्पाहारः मिलति अस्तु तत्र नान्वेज् अपि प्राप्यते अस्तु अस्तु नान्वेज् किं किम् अस्ति सन्ति अस्तु अस्तु त्र टू सीटर् रूम् ए सि मिलति वा आम् अस्तु अस्तु अस्तु अहं श्वः प्रातः अहं श्वः प्रातः आगच्छ आगमिष्यामि

धन्यवादाः